अहं पाककलां उद्योगरीत्या एव कृतवान् किमर्थम् इत्युक्ते पाकं कर्तुं मम इच्छा अस्ति यथा नलमहाराजा पाकं कृतवान् तावद्रीत्या कर्तुं न शक्यते चेदपि उत्तमरीत्या पाकं कर्तुं अहं शक्नोमि किमर्थं मम इच्छा अत्र अस्ति चेत् पाकं कृत्वा बालानां कृते वृद्धानां कृते परिवेष्टुं शक्यते तदर्थं मम परिवारस्य अपि सपोर्ट् आसीत् तेषां मार्गदर्शनमपि अहं स्वीकृत्य पाककार्यं उद्योगरीत्या अपि कृतवान् दीनानां कृते वृद्धानां कृते परिवेष्टुमपि पाककार्यं कृतवान् अस्मि उद्योगरीत्या पाकं करोमि चेत् तथा धनं लभ्यते तद्धनं स्वीकृत्य परिवारं पोषयितुं शक्यते एवं पाकं उद्योगरीत्या अपि कर्तुं शक्यते परिवारस्य योगदानमपि तत्र भवति पाकं कृत्वा दीनानां कृते वृद्धानां कृते परिवेष्टुमपि शक्यते